अहं पुस्तकं पठित्वा रोदितुम् आरब्धवती इत्युक्ते तत् पुस्तकं मम जीवनपुस्तकम् आबाल्यात् मम कष्टाः यादृशाः वर्तन्ते तादृशेः परिस्थितेः तु अहं रोदिता एव अस्मि तर्हि अहं वदामि चेत् पुस्तकं पठित्वा रोदनं कृतवती इत्युक्ते मम जीवनपुस्तकमेव अस्ति मम जीवनमेव एकं पुस्तकरूपेण अहं वक्तुं शक्नोमि तत् पुस्तकं पठित्वा एव जीवनं जीवनं जीवनस्य पुस्तकं पठन्ती एव अहं बहुवारं रुदिता अस्मि तर्हि जीवनपुस्तकमेव पठितवती अहं तद् नाम जीवनपुस्तकम्